मम प्रदेशे प्राधान्येन आचरणे विद्यमानाः उत्सवः बेङ्गलूरु करगा स्थानीय सांस्कृतिकपरम्परायाः श्रद्धायाः च परिपालनं तत् उत्सवस्य करणेन अवश्यं भवत्येव तस्मिन् उत्सवे बहवः जनाः तेषां सांस्कृतिक विषयान् प्रदर्शयन्ति सम्यग्रीत्या तत्कृते ते परिश्रमं कुर्वन्ति तदनन्तरम् अभ्यासं सर्वं कृत्वा तस्य बहुमतेन समर्थनं कृत्वा यथा तत् श्रेष्ठरूपेण आगच्छति तथा एव ते कुर्वन्ति